मम वाहनं सर्वदा स्वच्छं भवतु इति अहं ध्यानं दास्यामि समये समये अहं सार्विसिङ्ग् करिष्यामि अहं ध्यानेन पश्यामि यत् मम वाहनस्य प्रत्येकं भागः सम्यक् अस्ति न वा इति अहं मम वाहनस्य इन्शूरेन्स् करिष्यामि अहं स्वस्य यानं सर्वदा उन्नितं स्थापयिष्यामि येन कोऽपि तत् न हरेत् अहं स्वलक्षं सर्वदा स्मरिष्यामि मार्गे निद्रा न आगच्छेत् तदर्थं मध्ये मध्ये शिरः कम्पयिष्यामि यदि कश्चित् मया सह गच्छति तर्हि अहं तेन सह काले काले सम्भाषणं कुर्वन् गमिष्यामि येन मम मनः सर्वदा उत्साहितं तिष्ठति यदि मार्गे श्रान्तः भवामि तर्हि किञ्चित् कालं विश्रामं कृत्वा जलं पीत्वा पुनः अग्रे लक्ष्यं प्रति गमिष्यामि